नमो नमः मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु प्रथमम् तु अहं चिन्तयामि मूल्याङ्कानि अहं सङ्ग्रुही सङ्ग्रहीतं कृतवती किन्तु इदानीं मम समीपे बहवः नास्ति मुद्राणां यदा मुद्राः विषये वयम् अहं वदामि मुद्राणां विषये तु मम समीपे बह बहूनि मुद्र बहवः मुद्राः बहवः मुद्रः सन्ति यथा पितामहः मातामहः पूर्वम् अत्र अस्माकं महाराष्ट्रे तत्र एकटिकली दोन टिकली इति मराठी मध्ये वदामः पास् पैसे वीस् पैसे पञ्चविसपैसे इति यथा पञ्चविंशतिः पैसे इति पैसे इति मद्राङ्कः यथा रुपया वयं रुपया इति वदामः तथा पैसे इति आसीत् तदन्तरं पञ्चाशत् पैसे इति अनन्तरम् एकरूपया इति रुपया तु वयं जानीमः किन्तु एकटिकली दोनो टिकलि इति मराठी मध्ये वदन्ति तत् मम समीपे अस्ति इदानीं तस्य मौल्यं कि अहं न जानामि किन्तु मम पितामहस्य काले एव आसीत् अतः अहं सङ्ग्रहणं कृतवती पुनः तत्र दृष्ट्वा तत् दृष्ट्वा अहं बहु आनन्दितम् न जानामि कथं ते किन्तु आनन्दम् अनुभवामि तद्दृष्ट्वा अतः मम पितामहस्य मातामहस्य मा पितामहस्य प्रेम वा अहं न जानामि तस्य मूल्यं मूल्यं तु अहं न जानामि इदानीं किमस्ति ते पाषणखण्डानां विषये अहं वदामि त मम समीपे आसीत् मम माता तत् क्षिप्तवती अतः तस्य विषये अहं किमपि न वक्तुं शक्नोमि अतः मौल्यमपि न जानामि किन्तु मुद्राः सन्ति मम समीपे अस्तु धन्यवादः